मम प्रदेशे विपणिः तथा किञ्चित् दूरे एकं नगरम् अस्ति यतः मम गृहं ग्रामे अस्ति तत्र गमनागमनस्य बहु समस्याः परिदृश्यते परन्तु नगरे सपिङ्ग् स्थानं वर्तते तत्र पर्यटकाः गन्तुम् अर्हन्ति तस्य सपिङ्ग् स्थाने बहवः द्रव्याणि सन्ति तत्र बहुसमाचीनद्रव्याणि सन्ति तर्हि अनेकाः पर्यटकाः तत्र गन्तुम् इच्छन्ति सपिङ्ग् स्थाने न्यूनमूल्ये द्रव्याणि क्रेतुं शक्नुमः सर्वे दृष्ट्वा सस्तान सम्यक् तथा लाभदायकं अस्ति इति वक्तुम् इच्छन्ति